भारतस्य एकतायाः अखण्डतायाः आत्मसम्मानस्य च कृते युद्धं कृतवन्तः अस्माकं देशस्य नेताराणां कथाः श्रुत्वा देशस्य रक्षणार्थं युद्धकलायां रुचिः वर्धिता महाराणाप्रताप् महोदयः पृथ्वीराज् चौहाण् झान्सिराणिलक्ष्मिबायि कित्तूरुराणिचेन्नम्मा शिवाजिमहाराज्महोदयः चन्द्रशेखर आजाद् भगत् सिंहः च सुभाश्चन्द्रबोस् महोदयः इत्यादयः अस्माकं देशस्य महान् योद्धा नेताराः अस्माकं कृते युद्धस्य कलां निरन्तरं शिक्षयितुं सदैव प्रेरकश्शक्तिः अभवन्